क्रीडाः जनानां शारीरिक मानसिक स्वास्थ्ये महद्योगदानं कुर्वन्ति तत्रापि शारीरकयोगदानं कथम् इति पश्यामः चेत् क्रीडया तत्र शरीरे व्यायामं कर्तुं कश्चन अवसरः लभ्यते तेन शरीरे क्रिया जायते क्रियया च स्वास्थ्यम् इति पुनः मानसिकं तु योगदानम् अतीव सुलभतया दृष्टुं शक्यते अस्माभिः यथा तत्र मनुष्यः स्वस्य उद्योगकर्तव्यादिना अत्यन्तं तप्तः सन् मनसि जडतां प्राप्नोति तादृशसमये क्रीडायां भागग्रहणेन मनसि प्रफुल्लता जायते मनसि आनन्दः जायते येन च मनः पुनः नवतां प्राप्नोति अन्यस्य पुनः अन्यकार्येषु भागं गृहीतुं सामर्थ्यञ्च प्राप्नोति इति क्रीडायाः उभयत्रापि वैशिष्ट्यतां द्रष्टुं शक्यते